वदन्तु

अच्छा हा हा

एवम् एवम् एवम्

आरति अस्तु अस्तु ह हा अस्तु तत्र भवान् कुतः बेङ्गलूरुतः आगच्छति खलु तो कथं बेङ्गलूरुतः किं प्रथमं देहलीम् आगत्य ततः यानेन अथवा भवत्यै भवत्याः तत्र द्विचक्रिका कुतः अपेक्षते देहलीतः अथवा हृशिकेशे एव कथं भवतां नाम अर्थात् तत्र देहलीतः एव द्विचक्रिकायां गन्तुमिच्छन्ति अथवा देहलीतः हृषीकेशं प्रति काचित् किञ्चित् अन्यद् यानं नाम तत्र पब्लिक् ट्रान्स्पोर्ट् इति अथवा तदनन्तरं हृषीकेशे अटितुं द्विचक्रिका इति अपेक्षते इति मम प्रश्नः हृषीकेशे एवम् एवम् एवं कस्मिन् दिनाङ्के आगच्छन्ति कस्मिन् दिनाङ्के तत्र भवतां प्राप्तिः आम् आम् पञ्चदश जुलै समयः कस्थन् समये अच्छ तदुत्तरं कदाचित् इति वा पञ्चदश पञ्चदशदिनाङ्कात्ूर्ध्ववं कदाचित् आगम्यते इति वा एवम् एवम् अस्तु तत्र व्यवस्था भविष्यति तत्र स्कूटी सदृशद्विचक्रिकाः अपि सन्ति अपि च गेयर् द्विचक्रिकाः अपि सन्ति भवद्भ्यः भव भवन्तः यदिष्यन्ते तादृशयानस्य व्यवस्थां वयं कुर्मः परम् एकस्य दिनस्य प्रागेव भवद्भिः वक्तव्यं भवति हा हा हा अपि च तत्र यदा आगम्यते तदा तदा तदनुभवभः तत्र दीयते भवन्तः स्वयं तत्र मदीय आपणं प्रति आगच्छन्ति उत भवतां यत् होटेल् अस्ति तत्र यानम् आने आनेतव्यम् इति भवन्तः सूचयन्तु तदनु वयं व्यवस्थां कुर्मः अस्तु अस्तु अस्तु तर्हि अन्यत् किमपि हा तत्र बहूनि तादृशमनोरञ्जनसाधनानि सन्ति भवन्तः एकं कार्यं कुर्वन्तु एतस्मिन् भवतां संङ्ख्यां वाट्सप् संङ्ख्यां प्रेषयन्तु तत्र अहम् एतस्य परिचिकां प्रेषयिष्यामि तत्र कुत्र एतादृशमनोरञ्जनसाधनानि भवन्ति तेषां कः समयः कियत् मूल्यम् इत्यादिसर्वम् इत्यादिकं भविष्यति तदनुभवन्तः यद् भवन्तः इष्यन्ति तत्पूर्वतः यदि मां सूचयन्ति तर्हि अहं तस्य व्यवस्थाम् अपि करिष्यामि

तर्हि धन्यवादः आगच्छन्